मोबैल् फ़ोन् मया स्वीकृतं तत् स्वीकरणावसरे भवद्भिः बहवः अनुकूलाः अंशाः कथिताः आसन् किन्तु स्वीकरणानन्तरं तत्र बहवः दोषाः मया दृष्टाः सन्ति यतः तत्र विशेषतः वदामि चेत् जलसंरक्षणं वर्तते इति तत्र लिखितमपि विद्यते प्रोडक्ट् मध्ये किन्तु इदानीं तत्र जल कणाः तत्र पतन्ति चेत् ततः परं तत् किञ्चित् उपयोक्तुं तत्र क्लेशः भवति अन्ते जलकणेन तत् तस्य बाधासञ्जात इति मम अभिप्रायः किन्तु जल संरक्षणं विद्यते इति पूर्वमुक्तम् इति मया एतत् प्रोडक्ट् स्वीकृतम् आसीत् एवमेव भवद्भिः उक्ताः केचनांशः अत्र न दृश्यन्ते अतः एतद् विषय वदन् अस्मि